सामाजिकमाध्यमाः अद्यूत्यजनानांमध्ये शिल्पस्य अन्यकलारूपस्य च प्राचारार्थं साहाय्यं कुर्वन्ति एतेन जनाः स्वकलां जगति साध्यं कर्तुं शक्नुवन्ति अन्येभ्यः जनेभ्यः अपि शिक्षितुं कुर्वन्ति भारती कलागूढा आर्ट्स्कूल् इति नामकं यूटूब् चेनेल् अस्ति या शिल्पकला वास्तुकला चित्रकला कलाकृतिम् इत्यादीनां विषये पाठयति अस्मिन् चेनेल्मध्ये विडियोक्लिप्स् विद्यालयानां पाठ्यक्रमाः बहुमहत्वपूर्णाः सूचनाः च सन्ति यानि जनान् शिल्पैः अन्यैः कलारूपैः च सम्बद्ध्यति एवं च अन्यानि अपि बहूनि यूटूब् वाहिन्यः सन्ति यस्मिन् अनपेक्षितं वस्तूनि आहूस्वित अनूपयुक्तानि वस्तूनि वा उपयुज्य अलङ्कारसामग्रीणां निर्माणं पाठयन्ति विभिन्नानि कलात्मकवस्तूनि निर्मीयन्ते युस्फ़ुलैफ़् हेक्स् नाम्ना विविधवस्तूनां पुनः प्रयोगः यथा भवितुम् अर्हति इति दर्शयन्ति एवम् इन्स्टाग्राम् फ़ेस्बुक् लिङ्क्डिन् इत्यादि सामाजिकमाध्यमेषु करकुशलसम्बद्धविषयकः बोधकः सहस्रः वाहिन्यः उपलभ्यन्ते